हरि ओम् हरि ओम् नमस्ते नमस्ते महोदय अहम् अरुन्धती इत्युक्ते अस्माकं सेवाकर्मकरस्य विषये किञ्चित् सम्भाषणं करणीयम् आसीत् सः कार्यं कथं करोति महोदय भवान् किं वदति विपरीत अनुभवः इति नास्ति महोदय इतोपि अहं सर्वदा पश्यामि अत्र तत्र किञ्चित् स्वच्छीकार्यं वा स्वच्छीकरणकार्यं वा किमपि तावदहं पश्यामि सः सम्यकेव करोति किन्तु वयः अपि अभवत् खलु इतोपि वर्षत्रयं वा द्वयं वा भवेत् अतः तस्याः कृते किञ्चित् सहायता भवति अन्या नूतन एकामपि सेवा कर्मकरान् स्वीकुर्मः इति मम चिन्तनं भवान् किं वदति हा तत् सम्यक् महोदय अतः वयम् एकं पत्रं लिखित्वा उपरि प्रेषयाम खलु आं महोदय तथैव कुर्मः नमस्कारः आम् आम् सत्यं सत्यम् सत्यं महोदय आं तथैव कुर्मः नमस्कारः